संस्कृतसाहित्ये नायकभेदाः उक्तानि उक्ताः वर्तन्ते दशरूपकं नाम ग्रन्थे धनञ्जयाचार्येण नायकस्य चदुर्विधभेदाः उक्तानि भेदाः उक्ताः धीरोद्धतः धीरप्रशान्तः धीरललितः धीरोदात्तः इति धीरललितः इत्युक्ते सा सामान्य गुणवान् तदा कला कला इत्यादिषु अतीव इच्छां प्रकटयति सः एव दीरललितः दीरप्रशान्तः इत्युक्ते त तादृशः वीरललिताः तादृशः अस्ति सः मन्त्रीम् उपयुज्य राज्यपालनं करोति इत्यादिकमेव धीरोद्धतः इत्युक्ते चमावान् सर्वगुणयुक्तवान् धीरः इत्यादिकम् इत्यादिगुणाः उक्ताः भवन्ति धीरोदात्तः इत्युक्ते धीरः उदात्तः च सः राज्यपालनं सम्यक् करोति